हा सम्यगस्मि अहं अहं राम्टेकतः अस्मि हा भवता भवतस्य राम्टेके डेरी अस्ति वा इत् क् किं किम् अस्ति डेरी मध्ये खाद्यपदार्थः

कति कति रूप्यकाणि अस्ति तस्य प्रैस्

हा हा

आं आं मम कृते दुग्धं दुग्धस्य दुग् मम कृते दुग्धस्य अपेक्षता अपेक्षा अपेक्षा वर्तते तस्य किमपि किमपि न्यू न्यूनं प्रैसं क क्र कर्तुं शक्नोति वा भवान् आं इदानीं मिष्टान्नं किं किमस्ति भवतः सविधे हा रो रसगोलकमस्य प्रैस् किमस्ति द्विसहस्रं द्विसहस्रं

म मया कृते हा र रसगोलकमस्य रसगोलकमपि रसगोलकमस्यापि अपेक्षिता अपेक्षा वर्तते अन्यान् कोपि अहं मम मित्रे भवतः भवतस्य डेरी अस्तीति उक्त्वा तान् अहम् आह्वयामीति भवत् भवतः समीपे गत्वा दुग्धं किं किं भवतः डेरी मध्ये अस्ति तद् आनयतु इति अहं मम मित्रे वदामि हा इदम् इदानीम् अद्य इदानीम् अद्य तु मम मम कृते एव अपेक्षा वर्तते

दुग्धं तथा च रसगोलकं भवान् हा भवान् किमपि प्रैस् न्यूनं कृत्वा मम कृते ददाति चेत् अहं मित्राण्यपि आह्वयामि हा हा हा रां राम्टेके कुत्रास्ति भवतः डेरी हा टि पाय्ण्ट् मध्ये वा

आमामां हा आगम्ष्यामि अहमत्र अहमत्रैव कविकुलगुरुकालिदासविश्वविद्यालये एव पठामि अहं हामामामां हा हा न्यूनं कृत्वा एव ददातु अहं मम मित्रे हा हा अहं मित्रे अहं मम मित्रे अपि आह्वयामि भवान् हा हा हा हा हा आमामामागमिष्यामि सायं पञ्चवादने आगमिष्याम्यहं हा